जनानां जीवनस्य समग्रगुणवत्तायां क्रीडानां सकारात्मकप्रभावः कथं भवितुमर्हति नाम इदानीं चिन्तयामः एकः अस्ति सा कबड्डि क्रीडयन्नस्ति तदानीं तस्य एण्ड् लेम् भवति तत् टच् जातमिति स्पर्शं कृतवन् सः कोपि न दृष्टवन्त इदानीं सः अम्पेर् भवति खलु सः पृच्छति भवतः टच् जातं वा न वा इति सः टच् जातम् इति वदति सः तदानीं तस्य एकं गुणः वर्धते एवं खलु गुणः एकं गुणः नाम दां प्रामाणिकं प्रामाणिकः इति गुणः वदति खलु तद्वर्धते सः कोपि न दृष्टवन्तः एवं सः असत्यं वक्तुं शक्नुवन्तः सन् परन्तु सः न उक्तवान् किमर्थं तस्य प्रामाणस्य गुणः गुणः आगतमासीत् तस्य कृते तत् क्रीडनसमये एवं कबड्डि इति एकं केवलं क्रीडा मध्ये एव न क्रिकेट् वा भवतु तत् चिल्लिदाण्ड् वा भवतु गिल्लिदाण्ड् वा भवतु किं वा भवतु सर्वत्र एवं क्रीडा क्रीडामः चेत् किञ्चित् प्रामाणिकं प्रामाणिकतया गुणाः एवं एतत् एवं गुणम् आगच्छति एव अनन्तरं तत्र किञ्चित् कुशि भवति फ़्रेण्ड्स् सर्वं भवन्ति तेषां कृते वयं एन्जाय् कृत्वा मा क्रीडनसमये वयं मोसः न कर्तव्यं इति तेषां तस्य मनसि आगच्छति इति कारणतया सा सम्यक् समीचीनः यः वदति